अहं फ़्लिप्कार्ट् एप्माध्यमेन एकं केशतैलम् आर्डर् कृतवती तैलम् आज्ञापयित्वा प्राप्तवती परन्तु यदा अहं तत् शिरसि लेपितवती तदा मम केशाः पतितुम् आरब्धाः इदं तैलं सम्यक् नास्ति एतत् तैलं केनापि न क्रीणीत अस्य तैलस्य उपयोगात् दूषणस्य सम्भावना अस्ति